नमस्ते हा अहम् अनघा अस्मि आं मम बहु उदरवेदना जायते दिनद्वये एवमेव वेदना अनुभूयते आम् आम् नास्ति बहिस्थात् किमपि न खादितवती आम् आं अहं प्रातः किमपि न खादामि मध्याह्ने तु व्यञ्जनं रात्रौ रोटिकाम् इत्यादि खादामि एवं जानामि इतःपरम् एवं न भवामि आम् असहनीयवेदना जायते आम् आम् आम् आगच्छामि

आम् आं प्रातः खादामि आम् आं डाक्टर् आम् इतोऽपि शिरोवेदना अपि अस्ति

हा द्वि लिटर् आम् आम् आम् आम् आं पिबामि आं डाक्टर् आं धन्यवादः